अस्माकं राज्यस्य संस्कृतिपरम्परायाः रक्षणं प्रथमं तु संस्कृतसम्भाषणमेव द्वितीयं च अस्माकं संस्कृतभाषायां किं किमस्ति संस्कृतभाषापठनेन लाभः कः एतद् निश्चयेन वक्तव्यं संस्कृतभाषापठनेन बहुलाभाः सन्ति वाच्यं वा पूजाकार्यक्रमं वा स्वयं कर्तुं शक्यते अस्माकं वेदे बहुविषयाणि सन्ति

इदानीम् अथर्वणवेदं स्वीकुर्मः आयुर्वेदं तथा बहुविषयाणि ज्ञायन्ते इदानींतनजनाः यजुर्वेदे सैन्स् एण्ड् टेक्नालजि सर्वमपि दृश्यते अस्मिन् इदानीं ग्लोबलैज़ेषन् कारणेन देशे सर्वत्र विश्वे सर्वत्र सङ्गणकयन्त्रं सर्वेषु स्थलेषु उपयोगं कुर्वन्ति तत्र वैरस् इति आक् आगमिष्यति तत्र संस्कृतभाषायां कुर्मः तद् नागमिष्यति सङ्गणकयन्त्रस्य भाषापि संस्कृता भाषा अतः अस्माकं पूर्वजनाः नलन्दा तक्षशिला विश्वविद्यालयेषु बहुषु पुस्तकेषु बहु विज्ञानम् आसीत् तादृशविज्ञानं इदानीं दिव्यसहस्रेषु सूर्यः इति श्लोककारणात् अट्टं बाम्ब् ते निर्मितवन्तः पुष्पकविमानं कारणतः इदानीं विमानयानं रचयन्ति अतः ते इन्धनं विना पुष्पकविमानं कथं निर्माणं कृतवन्तः इदानीं यत् एरो डैनमिक्स् यत् अस्ति तत् अस्माकम् वेदे अपि वर्तते लीलावतीगणितं वा अस्माकं तन्त्रज्ञं वा वैद्यशास्त्रं वा व्यापारगणकशास्त्रं वा तत्सर्वमपि अस्माकं पुस्तकेषु सन्ति तद् अग्रिमं युगम् अग्रिमजनानाम् अस्माकं बालबालिकानां कृते उत्तमतया शिक्षयितुमपि शक्यते